नवजातशिशोः स्वच्छतायुक्तं वातावरणं भवतु इति समेषां वाञ्छा भवति येन ते रोगं न प्राप्नुयुः अतः नवजातशिशोः रोगस्य कारणानि यानि सन्ति तेषां कारणानां निवारणं अस्माभिः कार्यं यथा सर्वस्मात् प्रथमं तु प्रकोष्ठस्य गृहस्य च मार्जनं प्रोञ्छनम् अन्यद् अनन्तरं शिशोः वस्त्राणां स्वच्छता तस्य पर्यवेक्षण ये जनाः भवन्ति ते स्वच्छाः स्नानयुक्ताः शुद्धाः भवेयुः शिशोः दोलिकायाम् अथवा तस्य पर्यङ्के यानि वस्त्राणि भवन्ति तेषां वस्त्राणां स्वच्छता गृहात् मशकानां नि निष्कासनम् अन्यत् कृमिकीटकानां च नाशनं भवेत्